अहं परह्यः जीन्स् इति युतकं क्रीतवती मम पुत्रस्य कृते तत् सम्यक् नास्ति किमर्थं नाम आधुनिककाले सर्वे रन्ध्रयुक्तानि ऊरुकानि एव धरन्ति इति मत्वा सर्वे एवमेव उत्पत्तिं कुर्वन्ति अहं तु तत् न जानामि मम पुत्रः अपि रन्ध्रवस्त्राणि न धर्तव्यानि अस्माभिः इति मत्वा अतीव रोदनं कृतवान् सः अपि धर्तुं नेच्छति अतः अहम् एतत् ऊरुकं स्वीकर्तुं नेच्छामि अहं तत्र बिल् अपि दर्शयामि अन्यत् किमपि वस्त्रं स्वीकर्तुम् इतः इच्छामि